लोकप्रियजनानां स्वातन्त्र्यं नास्ति किमिति ते बहिः गच्छन्ति चेत् जनाः सर्वे तेषां समीपे आगत्य सेल्फी कुर्वन्ति अनन्तरं गन् मन्दिरं गच्छन्ति चेत् मन्दिरं गच्छन्ति चेदपि गन्तुं न शक्यन्ते पार्क् गच्छन्ति चेदपि गन्तुं न शक्यन्ते किञ्चित् प्रयासमस्ति अस् अस् वयं चिन्तये चिन्तयति चेदेव चेदेव ते गन्तुं शक्यते मोद उदाहरणम् अस्माकं सुरेशगोबिजि बहु किं किं वक्तव्यम् अद्य केन्द्रमन्त्री इति स्थाने आगतवान् पूर्वं सः एकं सिनिमा फ़ील्ड् नेम् आसीत् अद्य तस्य स्वातन्त्र्यं बहिः गच्छति बहिः गच्छति चेत् बहवः बहवः जनाः आगच्छन्ति अनन्तरं मीडिया मीडिया पीपळ् आगच्छन्ति बहु वयं चिन्तयन्ति चेत् तेषाम् स्वातन्त्र्यम् आवश्यकम् वयं चिन्तयन्ति चेत् अस्माकं गृहे गृहतः मन्दिरं गच्छति गन्तुं शक्यते किन्तु लो लोकप्रयाः जनाः न प्रधानमन्त्री वा अनन्तरम् किं के सिनेमा फ़िल्मध्ये ते वा गन्तुं न शक्यते